अहं धावनार्थं पादत्राणं क्रीतवान् पूर्वं पादत्राणं बहु सम्यक् अस्ति इदानीम् अपि प्रचलत् अस्ति अतः तस्य यत् क्वेलिटि अस्ति बहु सम्यक् अस्ति पुनः यदा अहम् ओन्लैन् माध्यमेन क्रीतवान् तदा झटिति शीघ्रमेव यत् विक्रेताः आसीत् पादत्राणस्य सः अधिकं समयं न स्वीकृतवान् अपितु झटिति शिघ्रमेव मह्यं पादत्राणं प्रेषितवान्धावनार्थं पादत्राणं यत् आसीत् तत् बहु सम्यक् आसीत् सम्यक्तया इदानीमपि प्रचलत् अस्ति तथा अहम् सम्यक्तया तत्र धावनार्थं तिस् सम्यक् अनुभवामि सुष्ठुः अनुभवामि धन्यवादः